रामायणे सुन्दरकाण्डे तत्र हनुमान् समुद्रोल्लङ्घनं करोति तस्य तादृशी शक्तिः अस्ति इति तेन न ज्ञायते तत्र जाम्बवान् तं स्मारयति तव शक्तिः एतादृशी वर्तते इति तदुत्तरं तत्र हनुमान् समुद्रोल्लङ्घनं कृत्वा श्रीरामस्य पत्नीम् अन्विषति सीतां तदुत्तरम् अत्र पुनः रामस्य निकटे आगत्य तव सीता एवं वर्तते तत्र तव कुशलं क्षेमकुशलादिकं पृष्टवती इति सूचयति अत्र अस्माभिः किम् अवलोकनीयं नाम हनुमान् तथा समुद्रोल्लङ्घनं कृतवान् तत् अस्माभिः कर्तुं न शक्यते इत्येवं रामायणस्य अतिमानुषिघटनायां गटनानां मध्ये एकः विषयः अपि च सीता रामस्य ऊरुः उपरि सुप्तवती भवति तदा काकासुरः आगत्य सीतायाः स्थनस्य उपरि स्वचञ्चू द्वारा दंशनं करोति तदा रामः पार्श्वे विद्यमानं दर्भां स्वीकृत्य स्वीकृत्य तत् ब्रह्मास्त्रप्रयोगं कृतः तस्य उपरि मन्त्रस्य प्रयोगं करोति अनन्तरं काकासुरस्य उपरि त्यजति सः काकासुरः त्रिषु लोकेषु अटित्वा पुनः रामस्य निकटे एव आगच्छति तत्र सः काकासुरः काकासुरः यस्य यस्य निकटे गच्छति तत्र एकोपि तं रक्षयितुं रक्षणं कर्तुं कोपि असमर्थः भवति किमर्थं नाम तत्र रामः दर्भं प्रति ब्रह्मास्त्रमन्त्रस्य प्रयोगं कृत्वा त्यक्तवान् भवति एतत् मनुष्यः मम् किम् अस्माभिः वयं मनुष्याः स्मः अस्माभिः कर्तुं न शक्यते इति अतिमानुषं वर्तते इदमपि तत्र महाभारते तावत् एकदा हनुमान् मार्गे सुप्तावन् भवति तत्र भीमः आगच्छति ओ अहं बहु बलवान् अस्मि कोऽयम् एवं मार्गे मम कृते एवं विरुद्धरूपेण सुप्तः वर्तते इति सः मनसि चिन्तयति अनन्तरम् अहम् एनम् उत्थाप्य क्षिपामि इति स्व अहङ्कारेण सम्भाषयति तत्र गत्वा तस्याः पुच्छं भवति तस्य पुच्छं भवति हनुमतः पुच्छं भवति तम् उत्थापयति तत्र तस्य शक्तिः अलं न भवति अनन्तरम् उत्थापयति उत्थापयति नैव शक्यते अनन्तरं तत्र हनुमान् स्वप्रदर्शनं दर्शयति तत्र किम् एतादृशम् अस्माभिः कर्तुं न शक्यते सः हनुमान् महान् आसीत् तस्य शक्तिः तादृशी आसीत् एवम् अस्माभिः अतिमानुषघटनाः बहु अवलोकिता वर्तन्ते तत्र मया द्वित्रि ग द्वित्रिगटनाः उक्ताः